अस्मान् राज्यस्य संस्कृतिं तस्य स्वरूपं च समर्थं कर्तुम् अस्मदीयाः अत्र विद्यमानाः राजनैतिकज्ञाः तथापि धार्मिकाः मण्डले विद्यमानाः तथापि सामूहीय जनाः अपि विद्यमानानि सन्ति अत्र पैतृकम् इत्यस्मात् संस्थाः बहवः सन्ति बहुत्र बहुषु स्थानेषु सन्ति इत्यादि योगशास्त्रस्य आयुर्वेदशास्त्रस्य तादृश त बहूनां संस्थाः भारतं विद्यमानं भवति तस्मात्

तदा अस्माकं पैतृकस्य संस्कृतेः च संरक्षणाय भवन्ति तादृशाः सांस्कारिक वैविद्याभ्यासः मण्डलेषु विराजमानाः बहवः धार्मिक श्क् क्षेत्र क्षेत्रविद्यमानः च सन्ति एव तेषाम् एकैकस्य स कार्यक्रमेषु एतादृशं पठनं पठनपाठनादिषु विषयेषु श्रद्धया स्पर्धया एतादृश विषयान् दत्वा दत्त्वा एव